भारतस्य राष्ट्रियभाषायां संस्कृतभाषायाः महान् प्रभावः वर्तते यथा बहूनि पदानि संस्कृतभाषायाम् उपयुज्यमानानि एव राष्ट्रियभाषासु उपयुज्यन्ते जनानां भाषणकौशलमपि संस्कृतेनैव उत्कृष्टं भवति भारतस्य राष्ट्रियभाषायां संस्कृतप्रभावः अहं दृष्टं चेत् अनेकानि संस्कृतभाषायाः पदानि भारतस्य राष्ट्रियभाषायां दृष्टिगोचरं भवन्ति संस्कृतं सम्पूर्णभाषा अस्ति हिन्दी उर्दु बङ्ग्ला पञ्जाबि तथा अधिकान् सः भारतीयभाषाः साक्षात् संस्कृतात् आगच्छन्ति देवनागर्या नागरिलिप्यां लिखिता साहित्यिकहिन्दीभाषा संस्कृतेन बहुप्रभाविता अस्ति